भारते विविध शास्त्राणां यथा विकासः दृश्यते तथा अलङ्कारशास्त्रस्य अपि विकासः सम्यक् रीत्या भवति स्म यथा उदाहरणरूपेण आचार्यः भामहः आरभ्य अधुना यावत् अलङ्कारस्य प्रभावम् वर्धमानम् अस्ति उच्यते च यत् सौन्दर्यम् अलङ्कारम् अलङ्कारः वस्तुतः त्रिविधं भवति एकम् शब्दालङ्कारः द्वितीयम् अर्थालङ्कारः तृतीयम् उभयालङ्कारः इति शब्दालङ्कारे कारस्य उदाहरणं श्लेषः अनुप्रासः यमकः उच्यते या यत् अनुप्रासविषये वर्णसाम्यम् अनुप्रासः एवम् अर्थालङ्कारे उपमालङ्कारः रूपकालङ्कारः दीपकालङ्कारः स्ले इत्यादि पुनः इत्यादि अलङ्काराः भवन्ति अर्थालङ्कारः एवम् उभयालङ्कारम् एकम् अस्ति तत्तु पुनरुक्तिवदाभासः नाम्नः एकः अलङ्कारः अस्ति सः उभयालङ्कारः इति एवं रीत्या अलङ्कारस्य व्याप्तिः साहित्यक्षेत्रे शास्त्रक्षेत्रे काव्यशास्त्रक्षेत्रे एवम् अस्य व्याप्तिः अधिकं भवति इति